अहं मम दशमीकक्षां बेङ्गलुरुनगरे समापितवान् तदनन्तरं संस्कृतं पठितव्यम् इति हेतोः तिरुपतिस्थराष्ट्रीयसंस्कृतविद्यापीठम् आगतवान् तत्र प्राक्शास्त्रितः शास्त्रिपर्यन्तं व्याकरणविभागे अध्ययनं कृतवान् अनन्तरम् इदानीं भारतीयज्ञानपरम्परा इति नूतनया नूतनतया स्थापित स्थापिते विभागे पठन् अस्मि तत्र षोडश नूतननूतनविषयाः सन्ति नीतिशास्त्रं गणितशास्त्रम् इत्यादयः सन्ति ते अन्यत्र कुत्रापि न पाठ्यन्ते बहु न्यूनतया ते पाठ्यन्ते अत्र अस्माकं शिक्षकाः स्वयं पठित्वा आगत्य अस्मान् पाठयन्ति सः महान् प्रमोदस्य विषयः प्रारम्भे अहं यदा अयं विषयं स्वीकृतवान् आसम् तदा मम भीतिः आसीत् कथं भवतीति परन्तु शिक्षकाणां साहाय्येन इदानीं मम अध्ययनम् उत्तमतया चलतीत्यतः अहं सन्तुष्टः अस्मि